चित्रकला अतिप्राचीना कलासृष्टिः वर्तते तत्र चित्रकलासु ये प्रविष्टाः नूतनाः जनाः शिक्षणे आदौ अनुपातस्य दृष्टिकोनस्य विस्तारस्य इत्यादीनां दोषम् उत्पादयन्ति सम्यक् रेखासु ध्यानं दातुं तेषां काठिन्यं स्यात् पुनः अतिकठिनानां विषयाणां चयने तस्य चित्रकलासु करणे च तेषां काठिन्यं सा सामान्यतया भवति पुनः सम्यक् न करोति इति तेषां निरुत्साहः अपि कदाचित् वर्धयति एवं बहुदोषान् ते कुर्वन्ति एते दोषाः निरन्तराभ्यासेन परिहर्तुं शक्यन्ते तेषाम् एकः एव परिहारः परिहारमार्गः तत्तु निरन्तराभ्यासः एव पुनः उत्तमकलाकारस्य भवने कौशलानां विकासः निरन्तराभ्यासः निरीक्षणशक्तिः चित्रकलासु स्नेहः दोषेषु निर्भयः एवं बहु सम्यक्तया एकं चित्रकलाकारः भवितुं शक्यते एवम् एतेषु विषयेषु ध्यानं दत्वा सम्यक् चित्रकलाकारः भव् भवितुं शक्यते इति एतावदेव